भारतस्य प्रमुखानि तीर्थक्षेत्राणि बहूनि सन्ति प्रायः सर्वेऽपि तीर्थक्षेत्रस्य महत्वं स्थलञ्च जानन्ति तादृशमुख्येषु तीर्थक्षेत्रेषु श्रीक्षेत्रधर्मस्थलम् इति एकतमं दक्षिणकन्नडमण्डले धर्मस्थलम् इति धर्मक्षेत्रं वर्तते तस्य देवः अस्ति तत्र पूज्यमानः देवः वर्तते मञ्जुनाथः शिवः इत्यर्थः अस्य देवालयस्य सप्तशतवर्षात् प्रागेव अस्य देवालयस्य निर्माणम् अभवत् इति कथयन्ति तत्र देवालयस्य सर्वं तत्र द्रष्टुं देवालयस्य व्यवस्थां द्रष्टुं मुख्यस्थः वर् वर्तते हेग्गडे इति वदामः जैनाः ते वर्तन्ते हेग्गडे इति किञ्चित् कुलं वर्तते ते तत्र मुख्याः भवन्ति अनन्तरं शिवक्षेत्रस्य अर्चकाः तत्र वर्तन्ते वैष्णवाः अनन्तरं सर्वेऽपि भजकाः अत्र आगत्य शिवस्य दर्शनं कुर्व कुर्वन्ति अत्र प्रायः एप्रिल् मासे वार्षिकयात्रामहोत्रसवः यात्रामहोत्सवः अत्र भवति अनन्तरं कार्तिकमासस्य कृष्णपक्षे एकादशी तः अमावास्या पर्यन्तं लक्षदीपोत्सवः इति उत्सवः अत्र आचर्यते लक्षाधिकाः जनाः अत्र आगत्य देवदर्शनं कुर्वन्ति यात्र यात्रायां यात्रासन्दर्भे आगच्छन्ति अन्येषु दिनेषु अपि आगच्छन्ति आहत्य एकस्मिन् वर्षे प्रतिदिनं प्रतिशतं एकस्मिन् दिने एकलक्षजनाः अत्र भोजनं कुर्वन्ति तादृशं प्रसिद्धं धर्मक्षेत्रं वर्तते धर्मस्थलम्